पारम्परिकशिक्षणे अधीयानेषु छात्रेषु उन्नतेषु संशोधनेषु आसक्तिः अस्ति वा इति वर्तते प्रश्नः अत्र पारम्परिकशिक्षणे ये अध्ययनं कुर्वन्ति वस्तुतः वस्तुतः तेषाम् उन्नतसंशोधनेषु विशेषा आसक्तिः भवत्येव यतः पारम्परिकशिक्षणक्रमे ये सम्यक् अध्ययनं कुर्वन्ति तेषाम् इतोऽपि अत्र अध्येतव्यम् इतोऽपि अस्मिन् विषये काः चर्चाः वर्तन्ते इति ज्ञातव्यम् इत्येवम् एतादृशी आसक्तिः सर्वदा भवति अतः उन्नतशिक्षणे आसक्ताः निश्चयेन भवन्ति एवं संशोधिनेऽपि आसक्ताः निश्चयेन भवन्ति किन्तु क्लेशः कः भवति इति चेत् तत्र संशोधनार्थं मार्गदर्शनं सम्यक्तया न प्राप्यते यदि समीचीनतया मार्गदर्शनं प्राप्तं चेत् तर्हि ते निश्चयेन कथम् अग्रे गन्तव्यम् इति जानन्ति तेन मार्गेण अग्रे गमिष्यन्ति च किन्तु संशोधनविषये सम्यक्तया मार्गदर्शनं न भवति इति हेतोः क्रमेण तत्र आसक्तिः न्यूना भवति किं कर्तव्यम् इति न ज्ञायते संशोधने कृते अकृते च यदि गौरवं समानम् अकृते एव तत्र गौरवम् अधिकं चेत् तर्हि करणेन संशोधनादिषु प्रवर्तनेन कः लाभः इति न ज्ञायते यदि ज्ञानदृष्ट्या लाभः भवेत् उत आर्थिकदृष्ट्या वा लाभः स्यात् आर्थिकदृष्ट्या विश्वविद्यालयेषु कार्यं प्राप्तं चेदेव लाभः बहूनां विश्वविद्यालयेषु कार्यं न प्राप्यते केचन एव कार्यं प्राप्तुं शक्नुवन्ति तत्र प्राप्त्यर्थमपि विद्या एव अपेक्षिता इति न भवति अन्यानि बहूनि कारणानि कार्यप्राप्तौ भवन्ति अतः कार्यं प्राप्यते तदर्थं संशोधनं कर्तव्यम् इति तु कष्टं न तत्र ज्ञानं वर्धते तदर्थं वा किं संशोधनं कर्तव्यम् इति यदि चिन्तयन्ति कथं कर्तव्यं संशोधनं कः मार्गोपायः इति न ज्ञायते समीचीनतया योग्याः मार्गदर्शकाः न प्राप्यन्ते प्राप्तव्यं चेदपि तत्र महान् क्लेशोऽपि वर्तते पुनः तत्र विशेषेण भारतीयविचाराणां विषये संशोधनं कर्तव्यं चेत् आधिक्येन तादृशविषयेषु संशोधकाः पाश्चात्याः अथवा पाश्चात्यप्रभावेन संशोधनेषु प्रवृत्ताः भारतीयाः तद्विहाय अन्यविधजनाः न प्राप्यन्ते तेन क्रमेण पाश्चात्यानां विचारम् आश्रित्य इति संशोधनं क्रियते तर्हि भारतीयानां भारतीयग्रन्थेषु ये विचाराः वर्तन्ते ते निकृष्टाः इत्येव प्रतिभान्ति तेन तद्विषये गौरवं न्यूनमेव भवति अतः संशोधनेषु एतादृशसंशोधनेषु छात्राः सहजतया आसक्तिं न प्राप्नुवन्ति अतः संशोधने आसक्ताः जनाः भवन्ति चेदपि संशोधनं कथं कर्तव्यम् इति ज्ञानं नासीत् यतः बहवः संशोधनेषु प्रवृत्ताः न भवन्ति इति भाति